अहं गोबिमञ्चूरि कर्तुं जानामि तत्र आदौ गोबि सर्वं कट् कृत्वा स सम्यक् कट् कृत्वा तद् उष्णजलेन स्थापयित्वा बोइल् बोइल् क्रियते अनन्तरं यदा बोइल् भवति तदा केवलं गोबी एकत्र स्थापयित्वा एकस्मिन् पात्रे स्थापयित्वा तस्मिन्नेव कान् फ़्लोर् पुनः मैदा पुनः जीरा अनन्तरं किञ्चित् जलं किञ्चित् लवणं स्थापयित्वा तत्सर्वं सम्यक् मिक्स् क्रियते पुनः यद् मिक्स् कृतमस्ति तद् तैले स्थापयित्वा सम्यक् फ्ऱै क्रियते फ्ऱै कृतं यद्गोबि भवति तद् एकं वग्गर्णे मध्ये स्थापयित्वा पुनः तत्र सास् सर्वं स्थापयित्वा अनन्तरं किञ्चित् शाखानि स्थापयित्वा नाम पलाण्डुः अनन्तरं किञ्चित् गार्लिक् तत्सर्वं स्थापयित्वा इतोऽपि तत्र हा तैलं स्थापयित्वा सम्यक् क्रियते तदा तस्य रुचिः वर्धते एवं गोबिमञ्चूरि क्रियते अनन्तरं पुनः अहं भेल्पुरी जानामि कर्तुम् अनः अनन्तरं बहुविधानि स्नाक्स् यथा रुचिकरं भवेत् तथा कर्तुम् अहं शक्नोमि